तथा नियमः नास्ति सर्वेषाम् आसक्तिः उपरि तत् निर्भरं भवति सर्वेषु विषयेषु सर्वे आसक्तिः भवन्तु इति वयं वक्तुं न शक्नुमः अतः अहं यथा अहं प्रथमम् उक्तवती बालानां तु तेषां बहु आसक्तिः भवति यथा अहं दृष्टवती मम वैयक्तिक अभिप्रायम् अस्ति तेषां कृते बहु रुचिः भवति बहवः तत् मौल्याङ्काणां सङ्ग्रहणं करणीयं यत्र कुत्रापि गच्छन्ति चेत् पाषाणखण्डानां सङ्ग्रहणं ते कुर्वन्ति अतः सर्वे कुर्युः इति तत् नियमः न भवति एव किन्तु सर्वेषु जनेषु आसक्तिः भिन्नः एव भवन्ति अतः अहं वक्तुम् इच्छामि तेषाम् आसक्तिः कुत्र अस्ति ते तदेव कुर्युः इति मम चिन्तनम् एतदेव आसक्तिः भवतु तदेव आसक्तिः भवतु इति किं निश्चयं निश्चयं निश्चयेन वक्तुं न शक्नुमः किन्तु किमपि अस्माकं हाबि भवति चेत् रुचिः भवति चेत् कस्मिन् विषये भवतु तत् कुर्मः चेत् इतोपि अस्माकम् मानसिक आरोग्यमपि भवति अस्माकं सन्तोषः भवति सन्तोषः सन्तोषेण किमपि कुर्मः चेत् चेत् तत् सम्यक् एव भवति इति मम चिन्तनम् अन्यथा वयमेव इतोपि किं केवलं परसन्तोषार्थं प परसमाधानार्थं वयं तत् कार्यं करणीयम् इति तत्र किमपि नियमः नास्ति स्वयं सन्तोषः वयम् अस्माकं वैयक्तिकसन्तोषः कुत्र भवति तदेव कार्याणि वयं करणीयम् इति मम चिन्तनं बालानां बालानां सर्वे सर्वा सर्वेषां बालानां विषये तु तदेव भवति इति तदपि नास्ति विषये विषयाः भिन्नाः भवन्ति एव अतः सर्वे यत्र किं किं तेषां सन्तोषः भवति तदेव कार्यं कुर्युः इति मम चिन्तनम्